मम प्रदेशे प्रसिद्धानि खाद्यानि पुळियोदरे मधुरपोङ्गल् वेन्पोङ्गल् पोङ्गल् अथवा लड्डु लड्डुकं मोदकं सन्ति तत् अहं मम गृहे एव पाकं कर्तुम् इच्छामि अनेके भोजनालयविषये अहं न जानामि परन्तु इड्लि साम्बार् एक् एतत् सर्णभवनमध्ये मध्ये स्पेषल् भवति अनन्तरं काञ्च काञ्चीपुरं म तिरूचुप्लिकेन् मन्दिरे मन्तिरे मन्दिरमध्ये पुळियोध्रे प्रसिद्धं भवति अनन्तरं सेवरीस् मुरुक्कु मनप्पारै मध्ये प्रसिद्धम् अस्ति